आं वदतु आं वदतु कदा दातव्यम् ओ इदानीं विवाहसमयः न शक्नोमि इति मन्ये मम समीपे अन्यान् बहु मनः इति न कार्यं असाध्यं भवति मम समीपे अधुना एव अनेकानि शाटिकानि चोलानि अस्ति अहं जाना जान अहं जानामि परन्तु अधुना ये प्रथमं दत्तवन्तः तेभ्यः प्रथमं दातव्यं किल प्रथमम् एव मम समीपे आ मम कार्यक्रमः भारः अधिक भवति

प्रशंसायाः चिन्ता नास्ति परन्तु कार्यं करणीयं किल अधिकं कार्यं भवति आ परन्तु पश्यामः अहं प्रयत्नं करोमि प्रयत्नं करोमि ओ इम्ब्रायडरिवर्क् इत्यादि वा

आ इदानीं मम समीपे कर्मकराः अपि न सन्ति तेषा तेः अपि विरामं स्वीकृतवन्तः अहं दृष्टवा वदामि अनन्तरम्

प्रयत्नं करोमि भवतु